अहं यूटूब्मध्ये पाककला वाहिनीम् अहं पश्यामि न मध्ये मध्ये अहं पश्यामि द्रष्टुं मम तात्पर्यमस्ति तत्र पाककलायां तात्पर्यं वा औत्सुक्यं मम वर्तते इदानीम् अहम् अत्र मलयाळभाषायाम् एका पाककलावाहिनी अस्ति नल्लेटत्तेडुकळा इति तत्र अस्माकं ट्रेडिशनल् फ़ुड्स् ट्रेडिशनल् सस्याहारस्य तत्र अस्माकं पारम्पर्यरूपेण सस्याहारस्य निर्माणं तत्र तत्र प्रतिपादनं वर्तते अहं सम्यक् मम रुचिः तत्र अस्ति अहं तु एका सस्याहारी भवामि अतः सस्य भक्षणस्य वि विविधरूपेण विभिन्नरूपेण तत्र शरीरस्य कृते उत्तमरूपेण आरोग्यस्यापि बहु उत्तमं भवति एतादृशरूपेण तस्मिन् यूट्यूब् चानेल्मध्ये तस्याः एका महिला तस्याः तस्याः अवतारिका भवा भवति तस्याः पाककलाकौशलं मम अत्यधिकम् अत्र तात्पर्यमास्ति तावदेव